भारतीयवैदिकपरम्परायाम् आस्तिकदर्शनं तथा नास्तिकदर्शनम् इति पृथक् स्रोते दृश्येते उभयमपि मिलित्वा एकमिपि एकम् अस्ति इति कुत्रापि न श्रुतम् आस्तिकदर्शनम् एवं भवति ये वेदमार्गम् अनुसरन्ति तथा वेदोक्तजीवनशैलीं पालयन्ति नास्तिकदर्शनं ये च जनाः वैदिकमार्गं नानुसरन्ति तथा देवतादि आयतनपूजाञ्च न कुर्वन्ति एवम् आस्तिकदर्शनं नास्तिकदर्शनमिति पृथगेव आस्तिकदर्शनं ये पालयन्ति ते भवन्ति आस्तिकाः नास्तिकदर्शनं ये अनुसरन्ति ते नास्तिकाः वेदान्तव्याकरणन्यायमीमांसा इत्यादिशास्त्राणि वैदिकदर्शनानुसारीणि सन्ति किन्तु बौद्धचार्वाकादिदर्शनानि यानि सन्ति तानि नास्तिकदर्शनानि इति कथ्यन्ते नास्तिकदर्शनं इदानीन्तनकाले तस्य वैभवं प्रदर्श्यमानं वर्तते एवञ्च आस्तिकदर्शनं न केवलं दर्शनं तदस्ति अस्माकं जीवनशैली अतः आस्तिकदर्शनम् पालयन्तः आस्तिकाः भवेम